एलक्षन् समये यदा अहं वोट् कर्तुं गतवान् तदा तत्र दीर्घः पङ्क्तिः भवति महिलानां कृते पृथक् पङ्क्तिः पुरुषाणां कृते पृथक् पङ्क्तिः वृतानां कृते वृद्धानां कृते पृथक् व्यवस्था इत्यादिकं भवति चेदपि वयं यद् वोट् कुर्मः तद् मिशिन् मन्दं कार्यं करोति एकः गन्तव्यं तदनन्तरं सः वोट् करणीयं पुनः प्रत्यागन्तव्यम् आहत्य एकस्य कृते दीर्घादिकम् इत्युक्ते एकनिमिषं वा भवति भवतु नाम एकनिमिषम् अत्र क्लेशः किम् इत्युक्ते वयं पङ्क्त्यां यदा स्थास्यामः तत्र आतः आतपः भवति व्यवस्था सम्यग् न भवति केचन आतपे स्थित्वा पतन्ति नो चेत् पादवेदना भवति इत्यादिकम् अधिकं क्लेशाः भवन्ति